मम प्रदेश विल्लेज् अस्ति अन्त गन्तव्यं सिटी नास्ति तत्र बहु अरण्याः सन्ति प्रदेशे जनानां मां सामान्यतया ज्वर कास अनन्तरं शीत आगच्छति सामान्यतया ते समीपम् एव एकः वैद्यमहोदय अस्ति तत्र गच्छन्ति सः सम्यक् दृष्टवा गुलिकां सः ददाति औषधम् अपि सम्यक् ददाति तत्र वयं सामान्यतया न सम्यक् न भवति चेत् बहु दूरं गन्तव्यम् तत्रापि वैद्या सन्ति अनन्तरं सामान्य रोगा इदानीं बहु न्यूनातिन्यूनम् एव रोगा सन्ति बहु नास्ति